यथा भारतस्य ऐतिह्यं सनातनं तथैव संस्कृतभाषायाः अपि सनातनत्वमेव ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती इति कोशफलात् अस्याः भाषायाः देवतासम्बन्धत्वं विज्ञायते अतः इयं सरस्वती अन्तर्बाह्यगामिनी संस्कृति संस्कृतसम्बद्धा सती संस्कृतदृष्ट्या संस्कृतिदृष्ट्या सांस्कृतिकदृष्ट्या वा प्रभाविता जीविनां भगवत्सागर प्राप्तये सहकारिणी इत्यत्र नास्ति सन्देहलेशः अतो भाषेयं सर्वेस्समादरणीया एव